सम्प्रति जगति सर्वत्रापि तन्त्रज्ञानस्य उपयोगः महता रूपेण क्रियमाणः वर्तते तत्र वरिष्ठनागरिकाः तन्त्रज्ञानस्य उपयोगे काश्चनसमस्याः अनुभवन्ति यथा इदानीं एकं जङ्गमदूर दूरवाणी वर्तते स्मार्ट् फ़ोन् तस्य उपयोगः कथं करणीयम् इत्येव न ज्ञायते यतः यत्किञ्चित् वयं स्पृशामः परन्तु तत् अन्यत्र गच्छेत यतः तत्र कथं तस्य स्पर्शः करणीयः अन्यथा स्पर्शः भवति चेत् इतोऽपि अन्यदन्यत् किमे किं वा भवितुमर्हति एकस्मै वयं दूरवाणीं कर्तुम् उद्युक्ताः भवेम परन्तु किञ् किमपि भूत्वा तस्य व्यक्तेः या दूरवाणीसङ्ख्या भवति तां त्यक्त्वा अन्यस्य दूरवाणीसङ्ख्यायाः उपरि स्पर्शः भविता तस्मिन् काले यस्य कृते दूरवाणी कर्तव्या आसीत् तं त्यक्त्वा अन्यस्य कृते दूरवाणी गता भविता इत्येवं रूपेण बहवः समस्याः अनुभूताः भवन्ति वरिष्ठनागरिकैः एवमेव तत्र न तन्त्रज्ञाने विद्यमाना भाषा या भवति अथवा तत्र तस्य उपयोगी उपयोगकरणस्य शैली या भवति सा बहुभिः न ज्ञाता भवति तत्र कथं तस्य उपयोगः करणीयं तस्याः आपरेषन् कथं करणीयं भवति किं किं तत्र सेलेक्ट् करणीयं भवति किं तत्र अस्माभिः दातव्यं भवति इत्यादिकं तत् च कथं दातव्यं भवति इत्यादिविषयाः तैः न ज्ञाताः भवन्ति तस्मात् तासां परिहारार्थं ते अन्यैः बोधनीयाः भवन्ति तत्र किं कर्तव्यं किं क्रियते चेत् किं कृतं भवति इत्यादिविषयाः ये जानन्ति ते ये न जानन्ति तेभ्यः बोधयेयुः तावदेव